यद्यप्यहं संस्कृतक्षेत्रे पठनपाठनादिकम् आबहु कालात् करोमि परं तत्सर्वं सङ्गणकमाध्यमेन भवति इत्यतः लेखनस्य आवश्यकता अधिका नानुभूता परम् अस्मिन् क्षेत्रे अन्येभ्यः दर्शयितुं किञ्चित् प्रमाणपत्रमपेक्षितम् तदर्थम् काश्चनपरीक्षाः उत्तीर्णाः भवेयुः तदर्थं लेखनमाध्यमेनैव सर्वाः परीक्षाः अध्यत्वे सन्तीति कारणेनैव लेखनम् अभ्यस्तुम् प्रयत्नः क्रियते लेखने अयमस्ति उत्तमः विषयः यत् अस्माकम् मनः वाक् शरीरं च एकस्मिन्नेव कार्ये नियतरूपेण प्रवर्तते